हरिः ओम् नमस्ते आ एतत् व्यञ्जनानां आपणं वा

अस्तु कारयामि

श्रूयते वा हा कूष्माण्डमस्ति वा कूष्माण्डम् अनन्तरम् उर्वारुकम् वृन्ताकम् एकवारं प्रत्येकस्यापि मौल्यं वदति वा किलो प्रति हा तत् गात्रेण बृहदस्ति वा लघु लघु अस्ति वा अस्तु आकारेण अनन्तरम् हा वृन्ताकमपि अपेक्षितम् वृन्ताकस्य कति रूप्यकाणि अनन्तरं पलाण्डु अपि अपेक्षितम् पलाण्डु किञ्चित् लशुनम् अनन्तरम्

तत्तु केवलं शतं शतं ग्रां पर्याप्तम् अनन्तरं एक किलो पलाण्डु अपेक्षितं तस्य कति रूप्यकाणि विंशति रूप्यकाणि अनन्तरं वृन्ताकम् पलण्डु लशुनम् अनन्तरं किमस्ति मूलकमस्ति वा

अस्तु तस्य प्रत्येकस्यापि एतत् मौल्यं वदतु

मूलकस्य

अनन्तरं कन्दमूलादिकमस्ति वा सुवर्ण सुवर्णमूलमिति उच्यते खलु तत् एकं किलो पर्याप्तं खण्डं कृत्वा ददातु सर्वमपि एकैक सर्वमपि इदानीं मूलकं गुर्जरं अनन्तरं टोमेटो आलूकं सर्वमपि एकैक किलो पाकेट् कृत्वा स्थापयतु एकम् अहं मम

मम कार्यालयस्य कर्यालयस्य कार्यानन्तरम् आगमनसमये तत्र आगत्य नयामि भवान् सर्वं एकत्र सङ्गृह्य एकस्मिन् स्यूते स्थापयित्वा तत् मौल्यं लिखित्वा स्थापयतु अनन्तरं ददामि

अस्तु अस्तु